संस्कृतभाषायां मम इष्टं वचो वचोक्तिः अस्ति बालादपि शुकादपि इति इत्युक्ते सुवचनं यदि बाले न उक्तम् तदापि अस्माभिः अवश्यं ग्राह्यं अयं तु बालः किमपि न जानाति इति भावना न भवेत् यदि उपदेशः सुष्ठुः अस्ति तदा शुकः वदति वा बालो वदति वा इति न चिन्तनीयं परन्तु तस्य ग्रहणम् अवश्यं कर्तव्यम्